मम प्रदेशे आचर्यमानाः विशिष्टाः उत्सवाः इत्युक्तौ इदानीम् अस्माकं प्रदेशे वेङ्कटेश्वरस्य ब्रह्मोत्सवाः पद्मावत्याः उत्सवाः प्रान्ते तावत् गङ्गम्मा इति काचित् देवता वर्तते तस्याः उत्सवाः अपि महता वैभवेन अत्र प्रचलन्ति तर्हि तेषु दिनेषु किं किं कुर्वन्ति इत्युक्तौ यदा तिरुमलश्रीवेङ्कटेश्वरब्रह्मोत्सवस्य आरम्भः भवति बहुदूरेषु नाम तिरुपतिप्रान्तस्थाः दूरे दूरे यदि वसन्ति चेदपि तस्मिन् समये अवश्यमागत्य एकीभूय सम्भूय मिलित्वा भगवतः दर्शनार्थं गच्छन्ति पुनः गङ्गम्माजातरा इति वदन्ति तर्हि तस्याः उत्सवसन्दर्भे अपि पुनः सर्वेऽपि गृहीयाः सर्वेपि एकत्र आगत्य उत्सवादिकं कुर्वन्तः सम्यक् भगवत्याः दर्शनं कृत्वा आनन्दम् अनुभवन्ति मातुः आशीर्वादं प्राप्तुं ते सर्वेऽपि उत्सुकाः भवन्ति तस्मिन् समये विशिष्य भगवत्याः अलङ्करणमपि भवति भगवत्याः अलङ्करणं तस्मिम् दिने किं किं अलङ्करणं भवति तद् अलङ्करणं एते मनुष्याः अपि धृत्वा भगवत्याः दर्शनार्थं भगवत्याः तृप्त्यर्थम् एतद् कार्यं कुर्वन्ति इति काचित् प्रथा अत्र लोके वर्तते तां प्रथां स्वीकृत्य अत्र कार्यम् अथवा उत्सवस्य आचरणं कुर्वन्ति इति वक्तुं शक्यते